छायाचित्रे गृहीतव्यम् इति भासते तादृशानि चित्राणि अहमवश्यं स्वीकरोमि एव यदि तत्र मह्यं बहु इष्टं चित्रं भवति तर्हि अहम् अवश्यं सामाजिकमाध्यमेषु स्थापयामि एव यथा उदाहरणार्थम् इन्स्टाग्राम्मध्ये वा फ़ेस्बुक्मध्ये वा अथवा वाट्सप्स्टेटस्मध्ये वा अवश्यं स्थापयामि एव